स्मार्ट् वाच् मया आडर् कृतं तत् चतुस्सहस्रम् आसीत् किन्तु मूल्यम् अपेक्षया तत् प्राडक्ट् तावत् स सम्यक् अस्ति इति मया न चिन्त्यते यतः तत्र बेटरी ड्रेनेज् बहु शीघ्रं भवति प्रति दिनमपि दिनद्वयं वारद्वयं चार्ज् करणीयम् एवम् अस्ति पुनः तत्र वाटर् रेसिस्टेण्ट् इति उक्तवन्तः किन्तु जले स्थापयामः चेत् कार्यं न करोति इति मया अन्य मित्रैः श्रुतं तेन तादृशम् उक्तम् आसीत्